तव इष्टतमः लेखकः अस्ति वा अस्ति चेत् कः का किमर्थं तस्य तस्याः लेखकस्य लेखिकायाः पुस्तकानि कानि ह इति प्रश्नः वर्तते मम तु इष्टतमौ द्वौ आदिशङ्करभगवत्पादाः कालिदासश्च इति आदिशङ्करभगवत्पादानां स्तोत्रात्मक कृतयः मया अधीताः बहवः गणेशपञ्चरत्नम् रामचन्द्रभुजङ्गं सुब्रह्मण्यभुजङ्गं सौन्दर्यलहरी व्याख्यासहितम् आनन्दलहरी इत्यादि बहवः त बहवः बहवः बहूनि स्तोत्राणि तैः रचितानि वर्तन्ते तत्सर्वं मया अधीतं कण्ठस्थीकृतमपि तदनन्तरं मम सौभाग्यमेव एतत् यत् अहं गुरुमुखेन आचार्यमुखेन अधीतम् भाष्यविषयाः सन्ति यथा गीता शाङ्करभाष्यसहितं मया अधीतमासीत् गुरुमुखेन तद् अनन्तरम् ईशावास्य केन कठ माण्डूक्य मुण्डक ऐतरेय तैत्तरीय छान्दोग्यादि उपनिषदाम् शाङ्करभाष्यमपि मया गुरुमुखेन प्राप्तम् अस्ति इति कारणेन आत्मबोधः अपि मया अधीतः असीत् इति कारणेन तस्य कारणं किं मम इष्टतमः इष्टतमाः वर्तन्ते ते आदिशङ्करभगवत्पादाः किमर्थमिति पृष्टे मोक्षसाधकाः ते एव मोक्षसाधकानि तैः कृतानि भाष्यानि मोक्षसाधकानि तैः रचितानि सोत्राणि इति कृत्वा मोक्षैकलक्ष्यमस्माकं भवति यद् मनुष्यानां भवितुमर्हति इति कृत्वा ते इष्टतमाः एव वर्तन्ते प्रतिदिनमहं भाष्यं पठामि तमतिरिच्य कालिदासः मम प्रियतमः कविः कविश्रेष्ठः कविकुलरत्नं कविसार्वभौमः कालिदासः शास्त्रकविः पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितः कालिदासः अद्यापि तत्तुल्यकवेरभावात् अनामिका सार्थवती बभूव इति श्लोकः अपि श्रुतः श्रुतः श्लोकः अपि अस्ति इत्युक्त्वा ते एतद् कालिदासस्य तु मया कालिदासस्य कुमारसम्भवं रघुवंशम् मेघदूतं पूर्णतया अधीतं मया तद् मल्लिनाथ व्याख्यासहितं मया अधीतम् अहं पाठयामि च तद् अनन्तरं तेन लिखितं नाटकत्रयमपि मया अधीतमस्ति मालविकाग्निमित्रं विक्रमोर्वशीयं शाकुन्तलम् इत्यादिकं पूर्णतया अधीतमस्ति अहं तु सर्वदा कालिदासस्य रचनासु निमग्नः एव भवामि निमज्य वर्तितुम् इच्छामि इति शम्